नमस्ते हरिः ओम् महोदय मम नाम मैत्रेयी इति अहम् अहं भवतः आर्ट् गेलरी दृष्टवती अहम् एका मम पतिः फ़ोटोग्रफ़ि छायाचित्रं करोति तद् किञ्चित् विशेषतः तस्य समीपे छायाचित्रमस्ति तस्य कवीनां छायाचित्रमस्ति जलपातदृश्यानि सन्ति जलाशयस्य विषयेऽपि किञ्चित् विशेषेण

तद् दशसहस्ररूप्यकाणि भविष्यति तदा नास्ति महोदया किमर्थमित्युक्ते तद् आर्ट् करणीयं खलु तस्य सा न न न तदा आर् एकसहस्ररूप्यकाणि तद् दातुं न शक्यते महोदय किमर्थमित्युक्ते अहं न लिखामि मम समीपे एकव्यक्तिः अस्ति तस्य समीपे तद् लेखनीयं खलु तदर्थं किञ्चित् मौल्यं बहु भविष्यति तु व्यक्तिचित्राणां कृते पोर्ट्रेट् करणीयं खलु तदर्थं बहुमौल्यं नो चेत् परिसरचित्राणां कृते अनन्तर तद् फ़ोटोग्रफ़ि अस्ति खलु तदपि किञ्चित् न्यूनमौल्येण तद् दातुं शक्यते तदर्थं मम पतिः बहुसम्यक् फ़ोटोग्रफ़ि करोति महोदया तद् एकवारं भवान् पश्यतु अहमपि भवतः तद् वाट्स् अप् मध्ये अहं प्रेषयामि तद् फ्रेम् कृत्वा भवता आर्ट् गेलरी मध्ये तद् सेल् कर्तुं शक्यते तदर्थं तद् स्वीकरोतु महोदया सप्तर्षीणां चित्रं मम समीपे पश्यामि अस्ति वा नास्ति इति अहं पश्यामि अनन्तरं विज्ञानिनां चित्रमस्ति चन्द्रयानस्य चित्रमस्ति मम समीपे एतद् नूतनचित्रम्

तदस्ति मम समीपे व्यासमहर्षिणः चित्रमस्ति हा तदस्ति किञ्चित् पञ्चसहस्ररूप्यकाणि भविष्यति दशावतारस्य चित्रमस्ति पुण्यक्षेत्रचित्रमस्ति उपवनानां चित्राणि सन्ति किञ्चित् न्यूनं व्यायमहर्षिचित्रम् आवश्यकं भवतः कृते आ तद् भवतः गङ्गानदीचित्रं तद् छायाग्राहक फ़ोटोग्रफ़ि अस्ति मम समीपे तद् लेखनीयं वा तद् लेखनीयं वा भवतः कृते लिखितं चित्रम् आवश्यकं वा अस्तु मम समीपे एक मम पुत्रः अपि बहुसम्यक् चित्र चित्रणं करोति अहं वदामि तद् आम् मम पुत्रः मम पुत्रः न न न न मास्तु महोदया स सः प्रोफ़ेष्णल् चित्रकारः सः तत् चित्रं नास्ति मम समीपे तद् सेल् अभवत् गतमासे एव तत् सेल् अभवत् पञ्चदशदिनानि आवश्यकानि तद् लेखनीयं खलु अस्तु अह अहमेव आगत्य भवतः शाप् कृते अहमेव आगमिष्यामि अनन्तरं तद् सर्वं चित्रं भवतः एकवारं पश्यतु किमस्ति तद् तद् एका सेट् अस्ति तद् पञ्चविंशतिरूप्यकाणि तद् लघु लघु चित्राणि सन्ति लघु लघु चित्राणि सन्ति तदर्थं पञ्चविंशतिरूप्यकाणि तद् तद् लघु चित्राणि खलु तदर्थं पञ्चविंशतिरूप्यकाणि भवतः कृते कियत् सैज़् आवश्यकं वदति चेत् तत्रैव तद् कर्तुं शक्यते सूर्यदेवस्य तत् अस्ति बहुसम्यक् अस्ति त आम् बृहत् बृहत् चित्रमेव मम समीपे अस्ति महोदया तद् तस्य रूप्यकाणि अपि दश अस्तु अस्तु दशसहस्ररूप्यकाणि भविष्यति किमर्थमित्युक्ते तद् सैज़् बहु बृहत् खलु हा तदर्थं दशसहस्ररूप्यकाणि तद् यदा भवान् वदति राधाकृष्णं चित्रं नास्ति महोदय मम समीपे अनन्तरं राज्ञां बालानां युवतीनां चित्रमस्ति तदस्ति तदस्ति महोदया तदस्ति अहं तद् ददामि भवतः कृते चलनचित्रनायकनायिकीनां चलच्चित्रमस्ति तद् आवश्यकं वा

हेमामालिनीचित्रमस्ति तद् मधुप्रियाचित्रमस्ति तद् एकवारम् अहं भवतः शाप् कृते राजकुमारस्य चित्रं तद् गतमासे तद् सेल् अभवत् इदानीं लिखति सः अनन्तरम् अहं वदामि अस्तु महोदया मम कृते अपि एकवारं साहाय्यं करोतु मम चित्राणि स्वीकरोतु भवत् भवान् अस्तु अस्तु अस्तु धन्य धन्यवादः

अस्तु अस्तु अस्तु ददामि महोदय धन्यवादः धन्यवादः धन्यवादः अस्तु अस्तु